अस्माकं भारतदेशः हिन्दूराष्ट्रः अस्ति अत्र भिन्नानि धार्मिस् स्थानानि सन्ति तत्र भिन्नभिन्नस्थाने भिन्नभिन्नमन्दिराणि सन्ति पूजास्थानानि सन्ति जनाः तत्र दर्शनं दर्शनार्थं गच्छन्ति कि वदामः तत्र राममन्दिरं मन्दिरमस्ति अयोध्या इति नगरी अस्ति तत्र राममन्दिरमस्ति तत्र तु बहु जनाः अधुना एव अस्माकं प्रधानमन्त्रिणा तत्र उत् तस्य उद्घाटनं कृतवन्तः द्वाविंशतिः जान्वरि इति मासे त तत्र तदा एव लक्षाणि जनानि तत्र गमिष्यन् अस्ति अधुना अपि बहु बहुजनाः तत्र गमिष्यन्ति तद् तद् वाराणसी इति क्षेत्रमस्ति वाराणसीक्षेत्रमस्ति द्वादशज्योतिर्लिङ्गानि सन्ति इति भिन्नभिन्नस्थाने सन्ति तत्रापि बहुजनाः प्रमुखं तु अयोध्या मथुरा काशी काञ्ची एते सर्वे प्रमुखाः सन्ति अस्माकं महाराष्ट्रराज्ये व पाण्डुरङ्गभगवान् इति अस्ति तस्य पण्ढरपुर् इति क्षेत्रं बहु महत्त्वपूर्णम् अस्ति महाराष्ट्रीयजनानां कृते तत्र एकादशी तिथ्याम् अभवत् एकादशीतिथ्यां तत्र आषाढी एकादशी इति अस्ति तत् तदा तु लक्षाणि जनानि तत्र गमिष्यन्ति सर्वे कृषिकराः वा सन्ति किन्तु बहु श्रद्धापूर्वकतया तत्र गच्छन्ति न तत्र अष्टदिनपर्यन्तं तत्र विरमति सर्वाः कार्यक्रमाः कीर्तनानि प्रवचनानि सर्वं श् श्रृण्वन्ति भगवतः दर्शनं कुर्वन्ति दर्शनस्य कृते ते तत्र चत्वारि वा होरापर्यन्तं दर्शनस्य कृते तिष्ठन्ति इति ते तेषां श्रद्धास्थानमस्ति यावत्पर्यन्तं बहु स् अस्माकं नाग्पुरनगरे तु टेक्डी गणेशः इति ग्रामदेवता अस्ति तद्देवता अपि बहु उत्तमः म परिसरः अस्ति बहु उत्तममन्दिरम् अस्ति ये ये जनाः नाग्पुरे आगच्छन्ति सर्वे तत्र गच्छन्ति दर्शनं कुर्वन्ति